मम राज्ये तत्तत् जिल्ला सम्बद्धानि बहवः धार्मिकाः उत्सवाः सन्ति तस्मिन् युगादि मकरसन्क्रान्तिः रक्षाबन्धनं गणेशचतुर्थी नवरात्री शिवरात्री एवं बहवः उत्सवाः भवन्ति तस्मिन् अहं युगादि मकरसन्क्रान्तिः रक्षाबन्धनं दीपावली शिवरात्रि एवं उत्सवान् अहम् आचरामि